संस्कृतसाहित्ये कालिदासस्य स्थानं किम् इति पृच्छामः चेत् संस्कृतसाहित्ये कालिदासः महाकविकुलगुरुः अस्ति सः अष्ट महापुराणानि महान् ग्रन्थान् लिखितवान् मालविका मालविकाग्निमित्रं विक्रमोर्वशीयम् अनन्तरं रघुवंशम् एवं लिखितवान् सः मानवजीवनम् एतत् समर्पितवान् मानवः मानवानां वर्धनाय मानवानाम् पठनाय च एतावत् महान् ग्रन्थान् लिखितवान् विलिख्य सः अस्माकं वर्धनाय अस्माकं संस्कृतसाहित्ये अस्माकं ज्ञानाय च अस्माकं कृते दत्तवान् अस्ति कालिदासः यदा संस्कृतस्य कृते संस्कृतसाहित्यस्य कृते यावद् दत्तवान् तावत्तु अतिन्यून महाकवयः एव दत्तवन्तः न दत्तवन्तः इति न किन्तु कालिदासः इदानीं वयं यत्र कुत्रापि कालिदासः इति शृणुमः चेत् तत्तु अस्माकं भारतस्य कृते एव एका प्रौढनिमेषः एव कालिदासः संस्कृतं संस्कृतसाहित्ये तु बहवः ग्रन्थाः सन्ति इदानीं कुमारसम्भवं रघुवंशं विक्रमोर्वशीयं मालविकाग्निमित्रं इत्येवं शतशः बहु बहु क् काव्यानि लिखितवान् चेदपि यद् तावद्वयम् अस्माकं मानवानां मनसि तावद् उत्कृष्टम् अभवत् तत् तु कुमारसम्भवम् अनन्तरं रघुवंशम् इत्यादिग्रन्थान्येव काव्यग्रन्थान्येव अस्माकं कृते एतानि ग्रन्थानि यावत् पाठयन्ति तावत्तु यः कः यत् कोपि मानवाः न पाठितवन्तः इति अहं विश्वसिमि